अहम् आन्लैन्द्वारा तद् सुबोधिनी पुस्तकम् आर्डर् कृतवान् सुबोधिनी आसीत् यदा समय ते उक्तमस्ति ओर्डर् कृत्वा द्वे दिनाङ्के एव वस्त् आगच्छ मम हस्ते आगच्छाति इति उक्तं तद्दिने एव आगतम् तोपि सम्यकस्ति सम्यकित्युक्ते तस्य डिज़ैन्स् अपि अस्य अस्य डिसैन् इत्यादिमस्ति क्वालिटि अस्ति सम्यक् कोलिटि अस्ति वर्षं क कति यावद् वर्षाणि अहं सूचयामि तत्तु तावद्वर्षं सम्यक्तया एव अस्ति इति मन्ये सम्यक् कोलिटि अस्ति सम्यक् पुस्तकमस्ति सम्यक् दाति प्रिंटिंग् अस् सर्वं सम्यकेव अस्ति